वस्तुतः पात्राणि निजजीवनादेव सृजामः एवं कुर्मः चेत् तत्र जीवः भवति यक्तिमपि वयं लिखामः तत्र यद् वक्तुं वयम् इच्छामः यत् सन्देशं यं सन्देशं वयं दातुम् इच्छामः तस्य पूरणं भवति यस्य कस्यापि अनुकरणं कुर्मः चेत् तद् अत्र न सम्भवति अतः उत्तमपात्राणां निर्माणार्थं आदौ मनसि एकः सङ्कल्पः भवेत् अहम् एतादृशं करोमि तत् उत्तमसन्देशं दर्शयितुं प्रकटयितुं के के जनाः आवश्यकाः तद् निश्चित्य तदनुगुणं पात्राणां निर्णयं करोमि तत्रापि गृहवातावरणं पारम्परिकरीत्या अस्माकं पूर्वजाः यद् आचरितवन्तः तादृश आचरणशीलाः जनाः यत्र भवन्ति तानेव मुख्यपात्रत्वेन स्वीकृत्य यदि लिखामः चेत् तद्वरम् इति अहं चिन्तयामि तदर्थमेव अहं प्रयत्नं करोमि